एवं गिरीशः अस्मि अहम् एवमेवम् एवम् एवम् मम गृहे कश्चन नामकरण कार्यक्रमः प्रचलन्नस्ति तदर्थम् अरेञ्ज्मेण्ट् इत्यादिकं अपेक्षितमस्ति नाम बहवः जनाः आगमिष्यन्ति सहस्राधिकजनाः आगमिष्यन्ति तेषां कृते सम्यग्रूपेण भोजनव्यवस्था पुनः स्वागतव्यवस्थात् आरभ्य पुनः अनन्तरं ट्रान्स्पोर्टेशन् व्यवस्था गमन् गमनागनमविषये तत्सर्वम् अपेक्षितमस्ति पुनश्च तेषाम् आवासव्यवस्था इत्यादिकमपि अपेक्षितमस्ति तदर्थं कथं भवतां संस्थया तत् कर्तुं शक् शक् शक्नुवन्ति वा प्रायः सहस्र सहस्रजन् सहस्राधिकजनाः भवितुमर्हन्ति वासव्यवस्था केवल् केवलं दूर् दूरात् ये आगच्छन्ति तेषां कृते एव दूरात् पञ्चशतजनाः आगमिष्यन्ति पुनः पञ्चशतजनाः लोकल् एव सन्ति अतः तेषां कृते नापेक्ष्यते ये दूरादागमिष्यन्ति तेषां कृते वासव्यवस्था अपेक्ष्यते यानस्य व्यवस्था केचन स्वयमेव आरक्षणादिकं कृत्वा आगमिष्यन्ति तत्र शतं जनानां कृते तत् तत्र वाहनव्यवस्था अपेक्षा वर्तते

कार्यक्रमः कार्यक् एवं कार्यक्रमः प्रातःकाले अस्ति अतः प्रातःकाले लघु उपाहारव्यवस्था अपेक्ष्यते पुनश्च एवं च मध्याह्नकाले भोजनव्यवस्था अपेक्ष्यते एवमेवं वारद्वयं भोजनस्य व्यवस्था करणीया भवति उपाहार काले आहत्य षट्शतजनाः भविष्यन्ति अनन्तरं केचन मध्याह्ने एव आगमिष्यन्ति एवम् एवम्

एवमेवम्

एवम् आहत्य कियत् धनं भवितुमर्हति दिनद्वयमेव

एवम् एवम् एवम्

एवम् एवम् अस्तु वयं दिनत्रयाद् अनन्तरं सर्वं डीटेल्स् इत्यादिकं प्रेषयामः अनन्तरं तदनुसारेण भवन्तः बिल् इत्यादिकं प्रेषयन्तु वयम् अकौण्ट् मध्ये ट्रान्स्फ़र् कुर्मः तदनुसारेण भवन्तः व्यवस्थां कल्पयन्तु

एवम् अस्तु